संस्कृतभाषायाः वैशिष्ट्यम् अस्माभिः अवलोकितं यत् संस्कृतभाषा अस्माकं सर्वप्राचीना भाषा वर्तते समासां भाषाणां जननी अपि अस्माकं देवानाम् ऋषीणाम् एवमस्माकं पूर्वजानां अपि भाषा संस्कृतमेव अस्माकं ये प्राचीनग्रन्थाः यथा वेदाः पुराणानि उपनिषदः शास्त्राः शास्त्राणि ते सर्वे संस्कृतभाषाष्वेव विलिखितानि सन्ति अतः एषा भाषा अत्यन्तप्राचीना सरला सुमधुरा च वर्तते संस्कृतभाषा अस्माकं मातृवत् वर्तते एतस्याः उपयोगः अस्माकं वैज्ञानिकाः अपि कुर्वन्ति सर्वाधिकाः शब्दाः अस्माकं संस्कृतभाषायां भाषायामेव सन्ति इदानीं सर्वकारः अपि संस्कृतभाषायाः उत्थानाय तत्परः वर्तते लोकसभायां राज्यसभायां ये अस्माकं नेतारः भवन्ति ते संस्कृतभाषायामेव शपथग्रहणं कुर्वन्ति इति